प्राचीनकाले गोमयेन शुद्धीकरणं क्रियते स्म किमर्थं किम् उद्देशं तस्य इति चेत् यदि गोमयेन शुद्धीकरणं क्रियते गृहस्य शुद्धीकरणं क्रियते तर्हि तत्र कीटाः न आगच्छन्ति इति एकम् अपि च ये सर्वे यत्र गृहे जनाः सन्ति तेषाम् अनारोग्यं कदापि न भवति अपि च स्वच्छता अपि सम्यक् भवति तेन एकन्तु उदाहरणमस्ति भोपालमध्ये यदा अनिलस्य प्रसारः जातः तत्काले सर्वेऽपि तत्र ग्रामीणाः पीडिताः जाताः किन्तु एकस्मिन् गृहे जनाः ये असन् तेषां पीडा एव न जाता तदुत्तरं तत्र यदा गत्वा तेषां इण्ट्रव्यूव् कृतवन्तः सन्दर्शनं कृतवन्तः तत्काले ज्ञातं यत् ते गोमयेन अग्निहोत्रं कुर्वन्ति स्म इति तेन च गोमयेन वायोः विद्यमानम् अनिलस्य नाशः भवति स्म अतः तेषाम् अनारोग्यमेव न जातम् इति इदम् एकम् उदाहरणं केवलम् अतः गोमयेन शुद्धीकरणं कर्तव्यम् इति अस्ति अतः सर्वत्रापि आदौ गोमयेन शुद्धीकरणं क्रियते स्म इदानीमपि अस्ति नास्ति इति न किन्तु एवं महत्वम् अस्ति इति